मम प्रदेशे सर्वकारः शिक्षणार्थं सम्यक् रीत्या शालाः विश्वविद्यालयाः च स्थापितम् अस्ति किन्तु प्रैवेट् शालाः विश्वविद्यालयाः अपि बहु बृहत् रीत्या योगदानं शिक्षणक्षेत्रे कुर्वन्ती सन्ति सर्वकारी शालासु शुल्कम् अति न्यूनमेव अस्ति किन्तु प्रैवेट् शुल्कं किञ्चित् अदिकं भविष्यति तत्र अनेकाः सलकरणानि टीचिङ्ग् एड्स् भविष्यति तदर्तम् अधिकं शुल्कं स्यात् पूरयितुम् सामान्य प्रजायै किञ्चित् क्लिष्टकरं भवति किन्तु वित्तकोशाः विद्या ऋणान् ददति तं स्वीकृत्य विद्याभ्यासं पूरयितुं शक्यते बहुजनाः इञ्जिनियरिङ् मेडिकल् वा शिक्षणक्षेत्रे विद्याभ्यासं कर्तुम् इच्छन्ति केचन विद्यार्थिनः व्यापारविषये आर्तिकविषये वित्तीयविषये न्यायाङ्गविषये अपि विद्याभ्यासं कर्तुम् इच्छन्ति कला एवं जनपदकला एताः विषये धनं सम्पादनं किञ्चित् न्यूनः भवति अतः बहुजनाः एताः विषये ज्ञानं प्राप्तुम् उत्सुकाः न भवन्ति एतत् किञ्चित् विषदस्य विषयः किमर्थम् इत्युक्ते एकः स्वस्थसमाजनिर्माणस्य कृते कला वाणिज्यः वैद्यः विधि तान्त्रिक व्यवसायः व्यापारः सर्वम् आवश्यकम्